अयं कृषकः प्राततः सायं पर्यन्तं कृषिक्षेत्रे संलग्नाः स्मः अतः सर्वादिवसम् असमिन् कृषिक्षेत्रे वयं भिन्नप्रकारस्य कार्यं कुर्मः अस्मिन् कृषिक्षेत्रे वयं भिन्नप्रकारस्य कार्यं कुर्मः अतः जलं प्रति इदं यावत् तपः अपि इदं वा कूपजलं कर्तुं वा टु ग्रामः फार्म् डङ्ग् उत्तमं कृषिं कृतवान् उत्तमं कृषि कृत्वा कृषिस्य परमपार्श्वे दृष्ट्वा विविदाः रोगाः तस्मात् मुक्ताः भवन्ति एतादृशः एकः व्यवसायः अस्ति इति कथ्यते तत् सः एव कृषकस्य गौरवः भूमौ सर्वम् उत्पादयितुम् अतः कृषिः अतीवमहत्त्वापूर्णः अस्ति कृषिकारणात् सर्वेभ्यः देवेभ्यः अन्नं प्रेष्यते ततः च तस्य अन्नस्य कारणेन सर्वेषां क्षुधा तृप्ता भवति तस्य कृषिः अतीवमहत्त्वापुर्णम् इति मन्यते बहुविधं धान्यम् उत्पाद्यते चना कार्पासः कुक्कुटः इक्षुः आदिभ्यः अदिभ्यः विहाय वृक्षप्रकाराः वृक्षस्य प्रकारः भवति सः उत्पाद्यते